मया श्रुतम् अत्यन्तम् इष्टतमानि गीतानि संस्कृतगीतानि यथा जय भारतजननी हिमगिरिशृङ्गं देववानी बेदवाणी भवतु भारतं तदनन्तरं अग्ने स्पर्शमणिं बहुसंस्कृतगितानि एवञ्च हिन्दीगीतानि अपि अहं शृनोमि एतानि गीतानि सर्वम् अहं यूटूब् गाना डट् काम् एवं दूरदर्शने अपि शृनोमि